इदानीन्तन काले तु वर्तमानविषये विज्ञापनविषये तु वक्तुं शक्यते तत् इदानीन्तने तु विज्ञानयुगः इति ट्वीटर् मध्ये वाट्स्अप् मध्ये अनन्तरं सोषियल् मीडिया मध्ये तु सामाजिकजनस्थानमध्ये तु प्रचारन्तु भवेत् भवति एव किन्तु मम एक एतदस्ति वयं तत्र सर्वत्र इदानीम् एकं चिन्तिनं प्रसिद्धरूपदर्शिणाम् चलनचित्र नटनटि चलनचित्र कलाकारां स्वीकृत्य एव विज्ञापनं करोति किन्तु वयम् एतदपि कर्तुं शक्यते खलु अस्माकं जन सामान्य जनानाम् उपयुज्य एव इदानीं मम ग्रामे एकः आभरण इति एक स्वर्ण आपणम् अस्ति स्वार्णापणमस्ति ते किं कृतवन्तः तेषां विज्ञापनार्थम एतदेव अस्माकं ग्रामत् कम्बळ एव प्रसिद्धः कम्बळजनानां एव सामान्यजनानां स्वीकृत्य विज्ञापनं दत्तवन्तः तत् जनमनसि किं भवति अस्माकं जनानाम् अस्माकं संस्कृतिम् एव स्वीकृत्य विज्ञापनं कृतवन्तः तद् मनसि तिष्ठति तद् तदपि विज्ञापनम् अनन्तरं तद् विज्ञापनं किं भवति एकस्य मुखतः मुखतः अन्येषां गृहे गच्छति तत् पश्यतु आभरणजनाः किं कृतवन्तः एतत् विज्ञापनम् रूपदर्शिनां स्वीकृत्य अस्माकं जनसामान्यानाम् अस्माकं परिचयजनानाम् एव स्वीकृत्य कृतवन्तः तद्भिन्नः भवति तद्भिन्नः सृजनात्मकः इति सर्वेषां मुखतः एकस्य मुखतः मुखतः गत्वा गत्वा एव प्रचारमभवत् ते केवल तद् न तद्भिन्न भिन्न विचारणम् उदाहरणार्थं भूताराधनम् अत्र अत्र प्रसिद्धः तत्र आभरणं भवति आभणं बू दैवाराधनमध्ये दैव आभरणं सर्वं भवति तद् तदेक विचारं स्वीकृत्य कृतवन्तः कम्बळविचारं स्वीकृत्य कृतवन्तः तत्सर्वं मिलित्त्वा एव कृतवन्तः तदेक भिन्न विचारः विज्ञापनम् इत्युक्ते किमस्ति सर्वेषां मनसि कृते एतदस्ति किम् इत्युक्ते केवलरूपदर्शिनां प्रसिद्धचलनचित्रकारां प्रसिद्धजनानां स्वीकृत्य एव करणीयमिति अस्ति एतदपि एकनूतनविचारः एव जनसामान्यान् जनसामान्य अपि स्वीकृत्य एव विज्ञापनं कर्तुं शक्यते इति एकं मनसि आगच्छति तदपि एकनूतनविचारः सृजनात्मकमिव तस्य प्रभावः अधिकं भवति इति मम चिन्तनम्